हलो आर्क् आर्क् आर्कियोलजिस् बाच् लः अस्ति वा भवान् हिल् हिल् हेल् पेलेस् मध्ये किं कार्यं कृतवन्तः हा हा हा अहं गीता सेन्ट् पालेस् मध्ये किमस्ति इति यत् चरित्रप्राधान्येन किमस्ति इति ज्ञातुम् इच्छा मम आम् आम् आम् आम् अहम् आर्कियोलजि मध्ये पि एच् डि गवेषणविद्यार्थिनी अस्मि अस्मि न अहम् अहं जे एन् यु मध्ये प्रवेशविद्या अस्ति वा आम् आ आमाम् अं त्र त्र अत्रत्यस्य किं हासनविषये किञ्चित् अत्र ज्ञातं जिज्ञासा वर्तते आं

आम् आं रत्नं रत्नानि पतितानि वा रत्नानि पतितानि वा

आ आ अत्र अत्र के कालं कालनिर्णयः कति कति

आं फ़ोटो फ़ोटो कर्तुं शक्यते अनन्तरं डाक्युं डाक्युमेण्ट्स् अस्ति वा किं भासते

आ भवतु आ हा भवतः सहायं मम आवश्यकम् एतद्विषये

आम् आम् आ आम् आम् आम् आम् आम् आम् रामरा अ आ धन्यवादः आ आ धन्यवादः अहम् आगमिष्यामि